अस्माकं प्रदेशे बहवः विद्यासंस्थाः वर्तन्ते तत्र विश्वविद्यालये अपि वर्तन्ते विश्वविद्यालयेषु प्रसिद्धाः श्रीन्व श्रीनिवासविश्वविद्यालयः मङ्गलूरुविश्वविद्यालयः निट्टे विश्वविद्यालयः इति तत्र धर्मस्थले धर्मस्थलस्य बृहत्तमविद्यालयाः अपि सन्ति तत्र अदमारुमटस्थ विंशत्युपरि प्रायः पञ्चाशत् विद्यासंस्थाः अपि वर्तन्ते अपि च तत्र प्रतिवर्षे तत्र उडुपिक्षेत्रे विद्याः इति विद्यायाः स्थाने उडुपिः अग्रव वण्य तत्र उडुपि मध्ये कोपि इति न तत्र बहु बहवः कलाप्रकाराः विश्वविद्यालयाः सन्ति अपि च तत्र सर्वेषु विद्यालयेषु संशोधनार्थम् अवकाशं तु दास्यन्ति एव